अहम् आबाल्यकालादेव चित्रकला इत्यत्र अभ्यस्ता अस्मि आबाल्यकालादेव मया आरब्धासीत् चित्रकला कर्तुं तत्र अहं मम मम शालायाम् एकः मम शिक्षकः आसीत् डोङ्ग्रे महोदयः तेन मम कृते बहु सम्यक्तया पाठितं केन प्रकारेण तत्र चित्रकला चित्रं निष्कासनीयम् इति सर्वम् अतः अधिकं मया तत्र किमपि कुत्रचित् गत्वा अधीतं नास्ति सः एकः एव आसीत् एवञ्च अन्ये अन्यत् अहं यदा मम विश्वविद्यालये आगता तत्र एकः आसीत् तत्र अहं गतवती परन्तु तत्र मम सम्पूर्णम् अध्ययनं न जातम् अतः अहं सम्पूर्णतया चित्रकला इत्यस्य विषये अधिकं न जानामि एवञ्च तत्र मम चित्रकलायाम् अन्तर्जालस्य बहु

एकं चेनल् वर्तते तत्र गत्वा अहं कथं रूपेण ड्रायिङ्ग् चित्रकला कर्तव्या इत्ति अधीतवती एवञ्च कलर्स् यद्वर्तते रङ्गाः के रङ्गाः स्वीकर्तव्याः केचन स्वीकर्तव्याः इति सर्वम् अहम् अन्तर्जालमाध्यमेनैव पठितवती अतः तस्य बहु मुख्यं वर्तते मम चित्रकला चित्रकलायाम् इति